गायनं मम बहु स गायनम् इति मम रोचनं विषयं भवति भविष्यति तद् गायनमिति मम तत् हाबि तस्य वर्तते तद् गतसप्ताहे एव स मम विद्यालये विश्वविद्यालये सङ्क्रमणोत्सवं जातं तत्र अहं गीतगायनं कृतवती बहु सम्यक् तत्स मम विषयः एव गीतमस्ति परन्तु अहं विशारद विशारदं जातं मम विशारद्विषयं जातं तत्र गीतगायनम् अहं भजनमेव कर् करोमि भजनं तदनन्तरं चलचित्रगीतं तदनन्तरम् आङ्ग्लविषयस्य गीतमपि गायामि अहं सर्वे प्रकाराः सर्वे प्रकाराः गीतमहं गायामि तद् चलचित्रगीतं तत् मम सर्वाधिकं रोचनस्य विषयः अस्ति तदनन्तरं भजनं तु किञ्चित् जानामि संस्कृतगीतमेव अपि इत्यादि अपि गायामि अहं तद् सङ्गीतं तस्य अहं बाल्यकालतः अहम् इदानीं पर्यन्तम् अग्रिमभविष्ये अपि अहम् एतत् प्रयत्नं करिष्यामि चेत् मम विशारदं पूर्णमेव जा भविष्यति तत्तु मम इच्छा एव अस्ति तत्स सङ्गीतं तस्य विषये अपि मम तत् विषयः भविष्यति